नमो नम महोदय सम्यगस्मि महोदय भवान् कथम् अस्ति अस्तु महोदय अहं तु भवतः पार्श्वे व्यञ्जनानि सन्ति अहं डीलरं डीलर् अस्मि तु भवतः पार्श्वे कानि कानि वस्तूनि भवति कानि कानि व्यञ्जनानि अस्तु

अस्तु अस्तु भवतः पार्श्वे पलाण्डुः कति कति अस्ति क्वान्टिटि कति अस्ति भवतः पार्श्वे पलाण्डुः क्वान्टिटि कति अस्ति किं महोदय न महोदयः अहं रूप्यं न मूल्यं न अधुना क्वान्टिटि कति अस्ति भवान् क्वान्टिटि अहं तु दश दशटनम् इच्छामि अस्तु उपलभ्यते वा अस्तु तु कथं आवां कथं व्यवस्था करणीयम् भवतः पार्श्वे यानानि अस्ति वा क्षेत्रम् अस्ति यथा भण्डारगृहम् अस्ति कथम् अस्ति अच्छा भवतः गृहे अहम् आम् अस्तु अस्तु तु भवतः गृहे अस्तु अस्तु परन्तु महोदय अहं तु यदि यदा भवान् इच्छसि प्रातःकाले एव स्वीकरोतु परन्तु मम मण्डी भवन्तः जानन्ति मण्डी अस्ति बाजारगृह अस्तु तु मण्डी मण्डीतः भवतः गृहं कति भवतः गृहं कुत्र अस्ति हरियाणातः अस्ति भवान् हरियाणातः अस्ति मोहाना आम् आम् मोहाना अहं जानामि मोहना ये भवन्तः भवान् निवसति अस्तु अस्तु अहं स्वकीयानेन सह व्यापारं करोमि किम् आं तु कति यानानि सन्ति भवतः पार्श्वे किं किम् अस्ति पिकप् अस्ति अस्तु

अस्तु अस्तु पिकप् पिकप् सम्यक् पिकप् सम्यक् कार्यं करोति अस्तु पिकप् वयं स्वीकरिष्यामः अस्तु अस्तु अधुना अधुना किं किम् अस्ति पलाण्डुः अस्ति अधुना अस्तु अच्छा बिम्बीफलं बिम्बीफलम् अस्तु अस्तु बिम्बीफलं कति रूप्यकं किलो पर्यन्तं भवान् दास्यति बिम्बीफलं कति किलो विंशतिरूप्यकाणि अस्तु महोदय परन्तु अधुना तु मार्केट मध्ये अधुना बिम्बिफलस्य अधुना किम् अस्ति मूल्यं न्यूनम् अस्ति भवान् विंशति इच्छति अहं कथं स्वीकरिष्यामि महोदय किञ्चित् एव भवान् यदि अगर् बिम्बिफलस्य मूल्यं न्यूनं करोति अस्तु भवतः पार्श्वे अस्तु अस्तु अहं अहं भवतः गृहे आगमिष्यामि तदा भ भवान् वार्ता करोति आम् आम् आम् अस्तु अहम् अस्तु श्रुणु हरि ओम् हरि ओम् अहम् अहं परश्वः भवतः गृहे आगमिष्यामि आम् आम् परश्वः परश्वः अहम् आगमिष्यामि भवतः गृहे वयं मिलामः अस्तु धन्यवादः महोदयः पुनर्मिलामः